अहं सामान्यतया आपणे एव पुस्तकं क्रीणामि यदि मम समी मम समीपे धनं नास्ति चेत् अहं ग्रन्थालये गत्वा ग्रन्थालयस्य पुस्तकं पठामि मम समी समीपे सेकेण्ड् ह्याण्ड् पुस्तकम् अपि अस्ति तानहं मित्रेभ्यः स्वीकरोमि अपि च मम विद्यालयस्य ग्रन्थालये बहवः पुस्तकानि सन्ति तत्रैव पठामि स्वीकरोमि च इदं